भारतदेशे समीचीनशिक्षणव्यवस्था वर्तते खासगी शिक्षणव्यवस्था सर्वकारीयशिक्षणव्यवस्था गुरुकुलशिक्षणपद्धतिः इति सर्वं वर्तते अपि च देवालयेषु तत्र तत्र भजनमन्दिरेषु भारतीय संस्कृत्याः संरक्षणं क्रियते परन्तु विदेशेषु यथा धनार्जनं शिक्षणञ्च युगपत् चलति तथा अस्माकं देशे व्यवस्था नास्ति तस्मात् सा अस्माभिः वर्धनीया एवमेव अस् अस्माकं शिक्षणे तन्त्रज्ञाः वैद्याः प्राप्यन्ते परन्तु गृहीयं कृषि इत्यादि कार्यं पठितुं च छात्रेभ्यः अवकाशः नैव प्राप्यते तद्विषये अस्माभिः अवधानं कर्तव्यम्